नगरं गन्तुम् आधारभूतसंरचनायाः समस्या भवत्येव तत्र नगरं प्राप्तुं त यानं न लभते यानं लभते तर्हि धनम् अधिकं स्वीकुर्वन्ति धनं यदि दीयते तथापि यस्मिन् स्थाने गन्तव्यं तस्मिन् स्थाने न प्रापयति